हा नमस्ते महोदय वदतु महोदय इदानीम्

अस्तु अस्तु अस्तु महोदय सम्यक् इदानीं वार्तिकी अस्ति आलुकमस्ति आलुकम् इदानीं किलो परिमितं षष्टिरूप्यकाणि वार्तकी वार्तिकी बिण्डिनकम् आम् अस्ति बिण्डिनकं चत्वारिंशत् किलो परिमितम् आं मरीचिका सर्वं यथेष्टमस्ति अनन्तरं वृन्ताकमस्ति वृन्ताकमस्ति अनन्तरम् कूष्माण्डकमस्ति हा कदलीफलानि सन्ति कदलीफलानि अस्ति एव महोदय अस्ति भवतः कियत् आवश्यकम् इति वदतु वयं सिद्धं कृत्वा स्थापयामः

ओ ओ ओ अस्तु महोदय आम् इदानीं किलोमीटर्चतुष्टयपर्यन्तम् अस्माकं फ़्री डिलेवरि इति अस्ति एव अतः इदानिं भवन्तः किलोमीटर् त्रयम् इत्येव वदति किल तद् अस्ति एव फ़्री फ़्रीड् आम् आं फ़्री डिलेवरि अस्माकं व्यवस्था अस्ति एव महोदय अतः चिन्ता नास्ति अन्य अन्य कानि शाकानि आवश्यकानि इति वदति चेत् अहं लिखित्वा अहं प्रेषयिष्यामि एवं प्रेषणसमये भवतः दूरवाणी संख्या अनन्तरं सङ्केतः अपि ददाति चेत् वयं प्राप्स्यामः कदा आगन्तव्यम् इति सर्वं भवान् वदति चेत्

अस्तु महोदय आमामां वाट्सप् द्वारा एव प्रेषयन्ति चेत् वयं प्रापयामः अहम् एतत् वाट्सप् मध्ये एव एतत् कियत् अभवत् इति सम्पूर्णमहं बिल् प्रेषयामि भवान् अस्मिन् अस्यां सङ्ख्यायाम् एव जीपे कर्तुं शक्नोति या यदि यदि वयं शाखा यदि वयं शाकानि तत्र प्राप्स्यामः तदनन्तरं जीपे कर्तुं शक्यते एव चिन्ता नस्ति

इदानिं कस्मिन् दिनाङ्के आवश्यकम् इति वदन्तु यतः एतत् शाकानि सर्वं बहु फ़्रेश् रूपेण यदा आगच्छति तथा एव अहं तत् सिद्धं कर्तुं शक्नोमि हा एकदिनात् पूर्वं ददाति चेत् वरं यतः अति प्रातः शाकानि आगच्छति वयं दशवादने सर्वं प्राप्स्यामः यदि भवन्तः तस्मिन् समये भवति नो चेत् कदा आगन्तव्यम् इति भवन्तः सूचयन्ति चेत् वयं तत्र आनीय वयं प्राप्स्यामः निश्चयेन महोदय निश्चयेन नास्ति वयं यथा अस्ति तथा एव वयं दद्मः सम्यक् उत्तमरीत्या भवति चिन्ता मा करोतु तस्मिन् विषये वयं सम्यक् दद्मः धन्यवादः महोदय सन्तोषः